मम कृते जन्म समये अपि मम पिता एकं चित्रकारः भवति तत् तत्समये अहम् एकं भावना भवति चित्रं रचयितुं मम नैपुण्यवर्धने उपयुक्तः उपायः उपायः किमपि नास्ति अहं चित्रं चित्रं रचना चित्ररचना पठनार्थं किमपि न कृतवती अहं स्वयमेव अहं स्वयमेव तत् अरचयत् रचयामि इति